क्रीडायाः स्पोर्ट्स् स्कोलर्शिप् लभ्यते इति अहं जानामि किन्तु तत् कथं लभ्यते इति तावत् अहं न जानामि बहवः नेष्नल् लेवल् मध्ये अनन्तरं इन्टर्नेष्नल् लेवल् मध्ये ये क्रीडन्ति ते सर्वकारतः धनं प्राप्नुवन्ति इति अहं जानामि तेषां कोचस् ये भवन्ति ते सूचयन्ति तत् कथं करणीयं कुत्र फोर्म फिलप् कृत्त्वा दातव्यं तदनन्तरं कथं तद्धनं वयं प्राप्तुं शक्नुमः इति बालानांकृते ये कोचस् भवन्ति ते एव सूचयित्वा तत् सर्वमपि बालकानां द्वारा कारयन्ति अतः ते बालाः स्पोर्ट्स् स्कोलर्शिप् प्राप्नुवन्ति किन्तु ये स्पोर्ट्स् स्कोलर्शिप् प्राप्नुवन्ति तादृशान् अहं न जानामि तादृशबालकाः मम सम्मुखे न आगताः अतः तस्मिन् विषये आधिक्येन अहं किमपि न जानामि